मात्रा प्रेरितः अहं पाककार्ये दशभ्यः वर्षेभ्यः पूर्वं रुचिं प्राप्तवान् अतः विगतेभ्यः दशभ्यः वर्षेभ्यः पाककार्यं कुर्वन्नस्मि सामान्यं भोजनं पचामि अन्यान् भोजयामि अपि स्वयमपि भुञ्जे मया निर्मितं भोजनं प्रायः परिवारजनाः सम्यग्रूपेण उत्साहपूर्णः उत्साहरूपेण खादन्ति पुनश्च अहं प्रथमं वदामि शाकाहारी अस्मि अतः शाकाहार्युतानि सर्वाणि अपि व्यञ्जनानि पक्तुं शक्नोमि रोटिकाः पूरिकाः वटिकाश्च अत्यन्तं स्वादुपूर्णाः भवन्ति अतः ताः अपि पक्तुं शक्नोमि एवं प्रकारेण पाककार्ये अतः अधिकः तु न किन्तु सामान्यरूपेण दक्षः अस्मि एकवारं योग्यः अवसरः प्राप्यते तर्हि पुनः भोजयामि